अहम् अतीवसन्तोषेण मम कुटुम्बस्य विषये मित्राणां विषये वक्तुं शक्नोमि मम कुटुम्बे बहूनि जनानि सन्ति मम गृहे नवजनाः सन्ति मम माता पिता अनुजः अग्रजः अनुजा मम पितुः अग्रजः तस्य पत्नी मम पितुः अनुजः च अस्ति वयं सर्वे एकं गृहे बहु सन्तोषेण जीवामः अहं मम कुटुम्बस्य विषये विषयं गर्वेण वक्तुं शक्नोमि इत्युक्ते मम कुटुम्बः अविभक्तः कुटुम्बः मम कुटुम्बे सर्वे सदस्याः उत्तमबान्धव्यं कुर्वन्तः मम कुटुम्बस्य सर्वे जनाः बहु उत्तमजनाः मम कुटुम्बस्य प्रमुखवृत्तिः व्यवसायः वयमेव सर्वे अपि व्यवसायं कुर्मः